एतावता स्थानीयभाषायां केचन यूटूब् चानल्स् अहं दृष्टवान् अस्मि तत्र केचन यूटूब् चेनल्स् सन्ति रन् चानल्स् एण्ड् अमेया एट् डाट् काम् इत्यादिकं बहूनि दूरदर्शनकार्यक्रमाः अपि दृष्टवान् अस्मि एतावता अत्र अन्यासु भाषासु अपि कार्यक्रमाः प्रतिदिनं मम ग्रामे प्रचलन्ती वर्तते अन्यासु दूरदर्शनेषु आज्तक् पब्लिक् टी वी सुवर्ना न्यूस् न्यूस् यैटीन् इत्यादिकं मम स्थानीय यूटूब् चानेल्स् सन्ति अत्र अहं प्रतिदिनं यद् दूरदर्शनकार्यक्रमान् पश्यामि तत्र डी डी चन्दन् इत्यादिकं तत्र बहूनि कार्यक्रमानि प्रचलन्ति वर्तते तत्र डी डी चन्दन् यद् यूटूब् चानल् अस्ति तत्र अहं प्रतिदिनं सांस्कृतिककार्यक्रमाः रसप्रश्नाः तथा भरतनाट्यं मृदङ्गवाद्यं रसप्रश्नाः अपि बहूनि कार्यक्रमानि तस्मिन् डी डी चन्दन् स्थानीयभाषायां पश्यामि स्थानीयभाषा नाम मराठी वर्तते स्थानीयभाषाः केचन वर्तन्ते स्थानीयभाषाः मराठी वर्तते तथा हिन्दी वर्तते आङ्ग्लं वर्तते इत्यादिकं बहूनि दूरदर्शनकार्यक्रमानि अहं तस्मिन् पश्यामि एवमेव अन्यासु भाषासु अपि कार्यक्रमान् अहं प्रतिदिनं पश्यामि अन्यासु भाषासु नाम केचन भाषाः वर्तन्ते स प्रादेशिकभाषाः तथा मम स्थानीयभाषा नाम मराठि एव आधिक्यं तदेव प्रतिदिनम् अहं पश्यामि